साधारणतया इदानीम् तत्र वृक्षाणां तत्र पुनः क्षुद्रवृक्षाणां च गृहोद्याने उत्पादयितुं बहवः साधनानि बहूनि साधनानि यद्यपि वर्तन्ते तथापि विभिन्नानां रोगाणां तस्य बाधकत्वम् तस्य उद्यानं संरक्षणस्य विषयं दुष्करं कारयति तस्य मम स्वगृहोद्याने अहं यदि कदाचित् विभिन्नानि वृक्षाणि स्थापयामि पुष्पाणि च तत्र उत्पादयामि चेत् बहवः रोगाः तत्र आगच्छन्ति तेषु न केवल रोगाः अपि तु विभिन्नाः कीटाः अपि समुत्पादिताः भवन्ति पुनश्च केषुचित् स्थानेषु नाम मम उद्यानस्य एकस्मिन् पार्श्वे तत्र कीटादयः अत्यन्ताः वर्धिताः सन्ति अतः तस्मिन्नेव भूमौ यदा अहं वृक्षारोपणं कारयामि तस्मिन् समये ते कृमयः तस्य वृक्षस्य मूलानि खादित्वा तस्य नष्टं कारयन्ति अतः तस्मिन् समये निम्बवृक्षस्य कश्चित् पत्रस्य सङ्ग्रहणं मया क्रियते पुनः तस्य कुटनं कृत्वा तस्य समीपे तत् स्थापयन्ति तेन तेन किं भवति ते कृमयः यदा तस्य निम्बवृक्षपत्राणाम् उपरि जलं संस्थापयामि तत्र तेषाम् तस्मात् स्थानात् निर्गमनं भवति अतः तत्र तस्य वृक्षस्य नष्टं ते कारयितुं न प्रभवन्ति इति हेतोः अनेन प्रकारेण मया तस्य स्थानस्य वृक्षारोपणं साधितम् अस्ति पुनः तेषां स्त तस्य स्थाने उत् तस्मिन् स्थाने उद्भवानां वृक्षाणां च पुनः कृमयः आगन्तुम् न शक्नुयुः इति इति कृत्वा तस्मिन् स्थाने वारं वारं प्रतिमासम् अहं निम्बपत्रादिकं स्थापयामि जलमपि तत्र स्थापयामि